हरिः ओम् नमो नमः आं भवतः आपणे किं किम् उपलभ्यते किञ्चित् वदतु अस्तु ज्यामिति उपलभ्यते वा आम् अस्तु शालायाः कृते अपेक्षितम् अन्यत् वस्तु किम् उपलभ्यते आम् आम् अस्तु पुनः वर्णाः वर्णः उपलभ्यते वा आं मम शालायां सहस्राधिकच्छात्राः सन्ति तावत् प्रमाणेन वस्तूनि उपलभ्यन्ते वा अहं तु अक्टोबर् मासस्य पञ्चमदिनाङ्के आगमिष्यामि आं प्रथमकक्षायाः आरभ्य दशमकक्षापर्यन्तं पुस्तकानि अपि अपेक्षितानि अस्तु अस्तु तर्हि अहं गमिष्यामि अस्तु अस्तु अस्तु तर्हि मिलामः अस्तु धन्यवादः